एकदा अहं चित्रकलाशालाम् अगमं तत्र च आरम्भतः कथं चित्रकला लेखनीया कथं कर्तव्या इत्यादिविषये पाठितम् तत्र मया किम् अध्येतं नाम यथा कोपि बहु समीचीनं चित्रं लिखति तद्दृष्ट्वा वयं तदेव कर्तुं गच्छामः तदपेक्षया यदि वयं न जानीमश्चेत् आरम्भतः एकं लघुचित्रं स्वीकृत्य तस्य अभ्यासः कर्तव्यः पुनः एवं तदपेक्षया अधिकं पुनः तदपेक्षयाधिकं पुनः एवं मन्दं मन्दं शनै शनै अधिकम् अधिकं लेखनस्य अभ्यासेन अन्ते समीचीनतया चित्रलेखनं कथं कर्तुं शक्यते इति अभ्यासद्वारा अस्तु अस्माभिः पठितुं शक्यते इति चिन्तित् इति अध्येतम् अध्ययनं कृतं मया